द्विसहस्रवर्षस्य जनवरि मासस्य प्रथमः दिनाङ्कः द्विसहस्रवर्षस्य एप्रिल् मासस्य पञ्चमः दिनाङ्कः द्विसहस्रवर्षस्य अक्टोबर् मासस्य अष्टादश दिनाङ्कः जून् द्विसहस्रवर्षस्य जून् मासस्य पञ्चम दिनाङ्कः डिस् द्विसहस्रवर्षस्य डिसेम्बर् मासस्य पञ्चादश दिनाङ्कः